भारतस्य उद्योगक्षेत्रं प्रमुखतया कृषिक्षेत्रम् अस्ति तस्य मुख्यसमस्या अस्ति अवकाशः न्यूनताः अस्ति जनसङ्ख्या अधिका अस्ति तदा एव एतदेव मुख्या समस्या अस्ति सर्वे जनाः उद्योगम् कर्तुं न समर्थाः अतः केवलम् प्रमाणपत्रं स्वीकृत्य परन्तु कौशलं नास्ति अतः एतदपि समस्या अस्ति एतत् समस्यायाः निवारणं कथं भवेत् तत्तु सर्वप्रथमतया जनसङ्ख्यानियन्त्रणं यदि कानूनरूपेण लोकसभायाः राज्यसभायाः पारिता भवन्ति तदा एव अस् एतत् समस्यायाः न्यूनता जायते एव उद्योगक्षेत्रस्य विस्तारं करणीयमेव कृषिक्षेत्रं भवतु अथवा शिक्षाक्षेत्रं भवतु अथवा स्वास्थ्यक्षेत्रं भवतु अथवा षडक् परिवहनम् इत्यादि क्षेत्रेषु यदि विस्तारं क्रियते तर्हि सम्यक्तया अवकाशाः लभन्ते एव यदि सङ्गणकम् इत्यादि क्षेत्रेसु ऐ टी इत्यादि क्षेत्रेषु सम्यक्तया विस्तारं क्रियते चेत् तर्हि अवकाशः जनानां कृते लभ्यते इति